हरिः ओं स्विग्गी कोण्टाक्ट् किल

अहं तत्र भोजनस्य आर्डर् दत्तवान् अस्मि इदानीं भवान् कुत्र अस्ति भवान् कदा अत्र प्राप्नोति अहम् इदानीं करमनतः आह्वयामि कदा प्राप्नोति कदा प्राप्नोति इति कृपया वदतु इदानीं मम तु बुभुक्षा आरब्धा अस्ति कदा इति शीघ्रं वदति चेत् स्पष्टं भवति